हरि ओं नमस्ते आ हल्लिचण्डिः अहम् अत्र गिरिनगरे अन्तिम बस् स्टाप् समीपे निवसामि वृष्टिः आगच्छति अस्ति अष्टवादनात् पूर्वं मम कृते पञ्च मसालादोसे अनन्तरं प्लेट् द्वयम् पड्डु प्रापयितुं शक्नुवन्ति वा